अहम् एकं तरणस्पर्धायां भागम् अवहम् आसीत् तद् क कोल्कोड् जिल्लायाम् आसीद् तत्र दश छात्राः छात्राः सन्ति तेषु अहं प्रथमस्थानं प्राप्ता पञ्चसहस्ररूप्यकाणि पारितोषकरूपेण अहं प्राप्ता अतः अहं बहु अतीव सन्तोषवती आसीद् सर्वदा अहं तरणस्पर्धा अहं अतीव मम कृते अतीव आवेशं जनयति सः बहुधा सः बहु सन्तोषं जनयति एवं च मम मित्रैः साकमपि अनौपचारिकतया बहूनि तरणस्पर्धा कृता यतः मम गृहस्य समीपे एकं तटाकः अस्ति तत्र स्नानं यतः मम आवां स्नानं कर्तुं गच्छन्ति तावद् वयं सर्वे तरणस्पर्धां अकरोत् तत्रापि अहमेव अहमेव प्रथम गणनीयौ गणनीया आसीत् तरणस्पर्धा मम कृते सर्वदा आवश्यकरं भवति मम इष्टतमा व्यायामः अपि भवति मम मनसि मानसिकसन्तोषाय अपि तरणस्पर्धा आत्यन्तिकम् उपकरोति